हरिः ओम् नमस्ते महोदय

ओ एवं वा मम संख्या कथम् आं करणीमस्ति महोदय करणीमस्ति हा सम्यक् वरान् अपेक्षते अहं शीतवर्णः अस्ति तस्य उपरि भिन्नभिन्नवर्णः स्थापनीमस्ति आम् ओरेञज् हा कति रूप्यकं स्वीकरोति ओ वर्णलेपनंं कृत्वा वा बहु सम्यक् महोदय बहु सम्यक् तथापि मम गृहं सुन्दरं द्रष्टव्यं तादृशवर्णः भवेत् आम् आम्मनगरम् भिन्नभिन्नवर्णः भवेत्

गर्वस्यच वर्णः मास्तु भोः रक्तवर्ः मास्तु रक्तवर्णः सम्यक् न दृश्यते हरितवर्णः कोपि चलति आम् आं करोतु

बहु सम्यक् कृतवान् महोदय बहु सम्यक् कति रूप्यकं धनं दूरं न बृहत् गृहमस्ति गृहं द्वयम् अस्ति मम आं सम्यक् लेपनं करणीयं चेत् धनं वा दीयते

एच डि प्रिण्ट् करोति एच् डि लेपनं कुर्वन्ति वा पुष्पं चित्रं भवति खलु चित्रं गौपदं मास्तु भोः महोदय सम्यक् लेपणम् अपेक्षते कति रूप्यकम् उक्तवान् एकदिनं प्रति हा सम्यक् महोदय सम्यक् कति रूप्यकम् उक्तवान् अधिकं भवति महोदय प्रकोष्ठत्रयमस्ति अ किमपि खलु मास्तु वा सम्यक् वदतु कति रूप्यकं स्वीकरोति इति एकं भावचित्रं प्रेषयामि तद् वर्णं पश्यतु कथमस्ति तत् सर्वं वर्णम् आनयतु आम् महोदय मम प्रेषयामि भवतां धन्यवादः अस्तु महोदय अस्तु महोदय धन्यवादः धन्यवादः